अहं विश्वेश्वरः वार्तालापं कुर्वन् अस्मि यत् रेस्टोरेण्ट् मध्ये काश्चन समस्याः आगताः अस्ति तत्र किं जातम् इत्युक्ते बहुधा तत्र किं फ़्यूचर्स् इत्यादिकं सम्यक् न भवति अतः अहं यत् अहं यत् कृपया वदामि कृपया अस्माकं सहायं कुर्वन्तु इति